मया रामायणं महाभारतविषये लघुवयसि आरभ्य अनेकाः कथाः श्रुताः सन्ति रामायणम् आदिकाव्यमिति जगत्प्रसिद्धम् अत्र च रामः मर्यादापुरुषोत्तमः आदर्शपुरुषः इति प्रसिद्धः महाभारते अपि कौरवपाण्डवकथाः अपि जगत्प्रसिद्धाः रामायणं महाभारतं वृद्धाप्ये पठनीयम् अपि अनेकेषाम् आशयः वर्तते परं यथार्थतया रामायणमहाभारतं लघुवयसि आरभ्य एव पठनीयमिति मम आशयः अस्मात् च ज्ञातं भवति यत् आदर्शपुरुशः कथं भवेत् दायादिनः कथं भवेयुः बान्धवाश्च कथं व्यवहरन्ति कः धर्मः कः अर्थः कश्च कामः इति सम्यक् ज्ञातो भवति इति आशयः